आम् अस्माकम् अहं चलचित्रं दूरदर्शनकार्यक्रमः बहु रोचते मम प्रियः कार्यक्रमः रामायणम् अस्ति रामायणे रामायणम् अस्माकम् आद्यकाव्यम् अस्ति रामायणे बहुविधं पात्रमस्ति तत्पात्रम् अस्माकं कृते अस्माकं बहु विषयान् मुद्दति रामायणं काले काले रामः आद्यपुरुषः अस्ति रामायणस्य सकथा सर्वान् कृते बहु रोचकम् अस्ति रामायणे रामः बहु सुन्दरः एव भासते रामायणे रामस्य सः आप् स्वस्य सहोदरकृते किं सहोदरकृते बहु वात्सल्यभावना अस्ति सर्वाङ्कृते रामः आदर्शः अस्ति रामे बहु उत्तमं गुणाः अस्ति